त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य डिसेम्बर्मासस्य सप्तदशदिनाङ्कः द्वाविंशतिअधिकद्विसहस्रतमवर्षस्य डिसम्बर्मासस्य पञ्चदशदिनाङ्कः एकविंशति अधिकद्विसहस्रतमवर्षस्य जनवरिमासस्य पञ्चदशदिनाङ्कः त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य एप्रिल्मासस्य दश द्वर्ष् दशमदिनाङ्कः त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य डिसम्बर्मासस्य एकादशदिनाङ्कः